हरि ओम् अहं मल्टी भाषी हेच्चार् दूरवाणीं कुर्वन् अस्मि किरणः आम् भवती रेसिग्नेशन् कृते इत्युक्ते कार्यम् आम् आं तद् कार्यं त्यजामि इति प्रेशितवती अस्ति किमस्ति एवं वा भवत्यह् अस्तु चिन्ता मा करोतु अहमस्मि खलु अहं भवती तु कुत्र कस्मिन् प्रदेशे अस्ति तमिळुनाडु खलु किं पाठयन्ति अस्ति पाठयन्ति अस्ति वा अस्तु चिन्तां मा करोतु अहं अधुना कियत् प्राप्नुवन्ती अस्ति सालरि एवं वा अस्तु भवत्याः कृते किं क् कियत् अपेक्षते इतोऽपि त्रिशतं अस्तु आम् आम् अस्तु मास्तु तद् एकस्य छात्रस्य कृते शतरूप्यकाणि अधिकं तु अधिकं भवति तत् पञ्चशत् कर्तुं शक्नुमः वा तू परन्तु अत्र बह् महान् क्लेशः भवति एकस्य छात्रस्य कृते इतोऽपि शतं चेत् अधिकं भवति अस्तु अस्तु अस्तु अस्तु इतोऽपि किं किं कुर्वन्ती अस्ति किं कस्मिन् समये भवति पाठयन्ती अस्ति एवं तथा तथा नास्ति भवती कृपया इत्युक्ते भव् भवादृशी अध्यापिका तु अस्माकं कृते अपेक्षिता वर्तते अस्तु कृपया मम एकवारं मम मां अलोचनं कृत्वा एकवारं मां वदतु एवमस्तीति कृपया अस्तु धन्यवादः